हरि ओम् हल्दिराम् अहं रूपेशः अहं पञ्चाशत् जनानां भोजनम् इच्छामि किं तस्य व्यवस्थां कर्तुं शक्यते वा अहं पञ्चदशजनानां भोजनम् इच्छामि तत्र शाकं रोटिकाः ओदनं सूपः उपसेचनम् अवलेहः तथैव मिष्ठान्नम् इच्छामि तदर्थं कियद्धनं भवति तद्वदन्तु मम समीपे प्रोमो कोड् अपि अस्ति तदर्थं कियत् धनम् अपि न्यूनं भविष्यति तदपि सूचयन्तु